अस्माकं समाजे तु पाकः इति एक मुख्यस्थानम् अस्ति पाकस्य इति तत्र पाक्क्पद्धति इत्यपि बहुमुख्यं वर्तते यत् किञ्चित् वयम् अत्र खादामः बहु सामान्यभोजनमेव सम्यक् पक्वं कृत्वा वयं खादामः कानिचन वस्तूनि एवं सन्ति अपक्वं कृत्वापि वयम् एवमेव खादितुं शक्यते इति शाकं फलम् इत्यादिकं सर्वमपि अत्र भवन्ति तत्र पश्यामः चेत् अन्नम् अनन्तरं तेन सह खादितुं क्वथितं वयम् अत्र साम्बर् इति वदामः अनन्तरं तेन सह शाकं मिश्रिय तत्र व्यञ्जनं भर्जः इत्यादिकं तत्र भवति अनन्तरं निश्चयेन प्रतिदिनमपि सारः तथा च तक्रं च निश्चयेन भवति यतः तमिल्नाडुप्रान्तः किञ्चित् उष्ण उष्णमस्ति इति एकप्रदेशः एव अतः निश्चयेन तक्रस्य उपयोगः तत्र तु निश्चयेन भवति एव एवमेव प्रायशः अत्र उभयहारी जनाः अपि सन्ति केचन शाकाहारी जनाः अपि सन्ति किन्तु यत्किञ्चित् भवतु किञ्चित् पक्वं कृत्वा एव अत्र खादनम् इति अस्ति